पुस्तकानि अतिरिच्य अहं प्रतिदिनं सुधर्मा इति मैसूर्तः एकः दैनन्दिनं प्रति दैनन्दिनं पेपर् आगच्छति न्यूस् पेपर् आगच्छति वार्तापत्रिका अहं तां पठामि तदनन्तरं मासिकम् इत्युक्ते रसना इति एकः रसना नाम्ना एकं मासिकं पुस्तकं मासिकम् आगच्छति प्रतिमासं तत् केरलातः प्रचलति प्रचलिष्यति प्रतिमासं तानहं मोबैल् मध्ये पठामि प्रत्यक्षम् इत्युक्ते संस्कृतसन्देशः इति आगच्छति एका मासपत्रिका ताम् अहं पठामि तदनन्तरं वैयक्तिका ब्लाग्स् अपि पठामि पाणिनीयं ब्लाग् एकम् अस्ति सर्वमपि गूगल् मध्ये एव पठामि प्रत्यक्षं नास्ति पस् तान् ब्लाग् नास्ति ब्लाग् इत्युक्ते गूगल् मध्ये एव पठितव्यं किल तत् तदनन्तरं वार्तापत्राणि हिमः हिमवार्तापत्रिका एका आगच्छति ताम् अपि अहं वाट्स्साप् मध्ये टेलिग्रां मध्ये आगच्छति ताम् अहं पठामि प्रतिदिनं तावत् एव महोदय तावदेव